अस्माकं पाकपद्धतिः किञ्चित् भिन्ना भवति वयम् आन्द्रीयाः इत्युक्ते वयं तु ओदनम् अधिकं खादामः तथापि अस्माकं प्रान्ते रोटिकाः इत्युक्ते तत् जोर् रोटी इति वदामः तदपि भवति अनन्तरं चपाति इति वदामः तदपि भवति परम् अधिकं तु प्रतिदिनम् ओदनम् अनन्तरं सूपः एतेन विना भोजनं न भवति सूपेन विना भोजनं यदि भवति चेत् तद् राक्षसभोजनम् इति वदामः तदर्थं प्रतिदिनम् अस्माकं गृहे ओदनं सूपः आवश्यकं भवत्येव तदनन्तरं वयं चेट्नीमपि अधिकं शाकम् इति वदामः तदपि अधिकम् उपयोगं कुर्मः परम् ओदनेन सह सूपं प्रतिदिनम् उपयोगं कुर्मः सूपकरणपद्धतिः बहुविधाः भवन्ति काश्चन तत्र कटुना विना कुर्वन्ति कटुं स्थापयित्वा केचन कुदन् कुर्वन्ति तत्र कटुम् यदि स्थापयित्वा कुर्मः चेत् तद् केचन साम्भार् इति वदन्ति परं सूपमपि कटुना विना कटुं स्थापयित्वापि कर्तुं शक्नुमः ओदने ओदनकरणं खादनार्थं भोजनं कर्तुम् एतत् रुचिकरं भवति इति वदामः